अस्माकं प्रान्ते द्राविडब्राह्मणसङ्घः इति एकः सङ्घः अस्ति तस्य सङ्घस्य लक्ष्यमस्ति वृद्धजनेषु स्वास्थ्यविषये अवगमनं दा दानं अतः प्रतिमासं ते फ़्री वर्क्शाप् अथवा शुल्करहित किमपि कार्यक्रमं ते स्थापयन्ति एव यतः बीपी चेकप् वा शुगर् चेकप् वा अथवा बोन् डेन्सिटी चेकप् वा तादृशं ते स्थापयन्ति एव जनाः अस्माकं प्रदेशीयजनाः तस्य उपयोगं अवश्यं स्वीकुर्वन्ति वृद्ध विद् वृद्धाश्रमः अपि अस्ति बालकेन्द्रमपि अस्ति गृहरहितानां सङ्ख्या तादृशं वर्धमाना नास्ति इति चिन्तयामि अस्माकं प्रदेशे